अयं स्वेट्शर्ट् उत्तमः नास्ति तस्य मौल्यम् अधिकं वर्तते एतत् धार धारयसि तदा तत् आह्लादकरं नास्ति यत् सम्यक् स्थाने न आनीतम् अनेन बहु क्लेशः जातः अतः एतत् स्वेट्शर्ट् न सम्यक् अस्ति अतः बहु क्लेशः जातः